पत्रिकासु प्रायः विविधाः वार्ताः भवन्ति तत्र मनोरञ्जनवार्ताः चलच्चित्रवार्ताः क्रीडावार्ताः प्रायः भवन्ति तत्र प्रायः मम कृते क्रीडावार्ताः अधिकं रोचस् रोचते मह्यं रोचते सामाजिकमाध्यमेषु मनोरञ्जनक्षेत्रस्य वार्ताविषये मम अयमेव अभिप्रायः अस्ति यदि यत् मनोरञ्जनद्वारा यदि कुत्रापि ज्ञानवृद्धिः भवति तर्हि सा वार्ता अतीव उत्तमा वार्ता वर्तते यतोहि प्रायः मनोरञ्जनक्षेत्रे ये जनाः सन्ति ते एव अस्माकं हीरो इति भवन्ति खलु यदि तैः सकारात्मक क्रिया क्रियते तर्हि समाजेऽपि सकारात्मकप्रभावः भवति